मम नाम कुमारः नवजातशिशवः अत्यन्तमुख्याः भवन्ति तेषां पालनम् अत्यन्तसम्क्तया करणीयम् यतोहि ते अत्यन्तं मृदुशरीरिणः भवन्ति स्पर्शणे ग्रहणे लालने पोषणे च बहुजागरुकतया भाव्यं लघुशिशवः ये वर्तन्ते तेषां कृते दुग्धम् एवं तेषां कृते परितः स्वच्छतादिविषये वस्त्रादिविषये किं कस्मिन् समये देयम् इत्यादीनां विषये अस्माभिः जागरुकतया भूत्वा तेषां पालननं करणीयम् अनन्तरं प्रथमवर्षे तेषां शिशूनां कृते नाम षण्मासपर्यन्तं मातुः दुग्धं तत्र देयं भवति ततःपरं षण्मासादारभ्य किञ्चिदेव पेषणादिकं कृत्वा अन्नादीनां तत्र भोजनादिकं देयं भवति ये च पौष्टिकाहारपदार्थाः वर्तन्ते तेषामुपयोगः अत्यधिकतया करणीयः अतः प्रथमदिनादारभ्य पञ्चवर्षपर्यन्तं शिशूनां संरक्षणम् अत्यन्तजागरुकतया करणीयम् यतोहि ते बालाः अद्यतनबालाः एव स्वस्तनपौराः इत्यस्मात् कारणात् धन्यवादाः